अहं महाराष्ट्रभूम्यां जन्म अलभेत् तथा अतः अहं मम म महाराष्ट्रियसंस्कृतेः प्रचारं तथा च प्रसारं करोमि अहं यदा ब विदेशीयजनाः अत्र आगत्य मां मह्यं अस्माकं संस्कृतिविषये पृच्छन्ति तदा अहं तस्य माम् विस्तारूपेण सर्वेषाम् उस्सवानां तेषां असम स सर्वेषां जनानां तेषां विवरणं दत्वा तेषां प्रति अस्माकम् उत्सवस्य प्रति तेषां मनसि उत्सुकता निर्म निर्मयामि तथा च यदा ते अस्तु मम महाराष्ट्रियसंस्कृतेः समीपे आगच्छति तत् तदा अहं तस्य तेषां प्रश्नानां प्रश्नानां पू प्रश्नानाम् उत्तरं दत्वा तेषाम् उत्सुकता वर्धयामि तथा च तेषां मनसि अपि मम महाराष्ट्रीयसंस्कृतिविषये अतीव उत्साहम् उत्साहस्य प्रदर्शनं करोमि